हरिः ओम् महोदय नमस्ते उपहारम् उपहारगृहं वा केटरिङ्ग् कृते केटरिङ्ग् कृते अहं दूरवाणीं कृतवान् अस्मि एकः कार्यक्रमः अस्ति कार्यक्रमस्ति गृहे तदर्थम् अहं मधुरम् इच्छामि रसगोलकम् आवश्यकम् एकशतजनानां कृते रसगोलकम् आवश्यकं महोदय आम् आम् कटुः रूपेण किञ्चित् उपसेचनानि अन्नं सारं च आवश्यकं सन्ति इदानीं रसगोलकस्य कृते कथं ददाति भवान् दरं कथमस्ति एकसहस्रजनानां कृते अस्ति महोदय तत्तु एकस्य उपरि दरं करोति वा आहत्य वदति वा एवं वा वदतु महोदय एकस्य एकस्य कृते रसगोलकस्य कृते कति धनं स्वीकरोति भवान् विंशतिरूप्यकाणि वा अस्तु एकं एकसहस्ररसगोलकं कृत्वा मह्यं प्रेषयतु तेन सह चपातिकां रोटिकां व्यञ्जनम् अन्नं सारं घृतं पर्पटं सर्वम् आवश्यकानि सन्ति भिन्नं भवति वा

हा हा भोजनस्य विषयं विषयम् अहम् उक्तवान् तद् आहत्य चिन्तयित्वा भवान् वक्तुं शक्यते वा एकस्य कृते तद् प्लेट् स्वीकृत्य गच्छति खलु स्वीकृत्य धनं करोति खलु लेट् सिस्टम् अस्ति वा आम् ए एकस्य कृते कति धनं स्वीकरोति महोदय इदानीं सहस्रजनानां कृते आवश्यकमस्ति एवं वा धन्यवादः महोदय प्रेषयतु अस्तु